पूर्वं संस्कृतभाषायां संस्कृतपदानि एव जनाः उपयुज्यवन्तः आसन् अन्यभाषाप्रभावः न आसीत् किन्तु आधुनिककाले आधुनिकपारिभाषिकशब्दं संस्कृत भाषायाम् अपि उपयुज्यवन्तः सन्ति संस्कृतपारिभाषिकपदानि कृत्वा अन्यभाषा पारिभाषिकशब्दान् स्वीकृत्य संस्कृतभाषायां वयं चिन्तनं कृत्वा वाक्ये उपयोगः करणीयः तत्कारणात् काले काले संस्कृतभाषाविषये अपि परिवर्तनं जातम्